मासद्वयात् पूर्वम् अहं फ़्लिप्कार्ड् द्वारा ए एकं ट्रालि बेग् स्वीकृतवान् तस्य धनम् अस्ति चतुस्सहस्ररूप्यकाणि तत्र चक्राणि सन्ति परञ्च द्वयं चक्रं कार्यं न करोति तस्य जिप् वा सम्यक् नास्ति स्यूतस्य गुणवत्ता अपि सम्यक् नास्ति अतः एतत् क्रेतुं योग्यं नास्ति इति मम अभिप्रायः